महोदय नमस्ते अत्र मया बेङ्गळूरुतः देवनहळ्ळिं प्रति गन्तव्यमस्ति भवतः यानम् आरक्षितं कृतमस्ति खलु मया मदनुरोधेन एवम् एवम् अहं तावत् अनुरोधं कृतवान् आसं यानं परन्तु ये तावता नागतम् अहम् अर्धहोरातः अत्र प्रतीक्षमाणः अस्मि मम तत्र कार्यमपि अधुना इतोऽपि देवनहळ्ळिं प्रति गन्तुं तावान् समयः आवश्यकः खलु अपराह्णे मम कश्चन तत्र समावेशः भविष्यति शीघ्रम् अत्र भवतः चालकस्तु एतावता अत्र नागतः इतः परं तावत् नमो नमः तुभ्यम् इतः परं तावत् अहम् अन्यदेव द्रक्ष्यामि अन्यदेव यानं स्वीकृत्य गच्छन्नस्मि अहम् अस्तु धन्यवादाः इतः परं तावत् एतादृशम् अन्यैस्साकमपि मा क्रियताम् अहं तावत् भवतः भवतः साकम् इतःपरं न किञ्चिदपि व्यवहरामि अस्तु राम राम